निश्चयेन भवति धार्मिकोत्सवसम्बन्धाः इदानीं गणपति उत्सवः चलन् अस्ति चेत् मोदकानि अनन्तरं भिन्नभिन्न उत्सवानां भिन्नभिन्न खाद्यानि एव सन्ति इदानीं दशरा दिवालि अस्ति चेत् सर्वे स्वीट्स् एव भविष्यति इदानिं एरिया अपि भिन्नं अस्ति चेत् खाद्यानि अपि भिन्नमेव भविष्यति तथैव